अन्धविश्वासः किमपि अज्ञात्वा यदि तस्य विषये विश्वासं कुर्मः तदेव अन्धविश्वासः यद् वयम् अन्धविश्वासः वदामः तद् मूलतः अन्धविश्वासः नास्ति अस्माकं प्राचीनाः किमपि ज्ञात्वा वा किमपि दृष्ट्वा सूचनार्थं किमपि उक्तवन्तः एतस्य एव पालनं कुर्वन्तु अनन्तरे तद् विषयं न ज्ञात्वा वयं केवलं तद् वाक्यमेव पठामः वा शृण्मः अतः वयं किमर्थं तद् वाक्यं प्रचलितः जातं वा किमर्थं तद् वाक्यस्य प्रयोजनं तद् न ज्ञात्वा केवलं तद् वाक्यविषये शृण्मः अतः किमपि न ज्ञात्वा तद् विषये वयं किमपि वदामः वा किमपि कुर्मः तदेव अन्धविश्वासः अस्ति कुत्र कुत्रापि अन्धविश्वासः सत्यमेव अस्ति प्राचीनकाले किमपि कारणवशात् तद् वाक्यं प्रचलितः जातम् एतद् मा करोतु एतद् कृते वाक्यं प्रचलितः जातं परन्तु अधुना अस्माकं पार्श्वे टेक्नोलजि आगतम् अतः तद् वाक्यम् यत् कारणे प्रचलितः जातं ये अत्र एतत् मा करोतु तद् न उपयुज्यते परन्तु तत् अपि अधुनापर्यन्तं वयं तत् पालनं कुर्मः तत् अन्धविश्वासः अस्ति परन्तु बहुषु वाक्येषु वयं पश्यामः तद् वाक्यम् अस्माकम् कृते तत् वाक्यम् अस्माकं कृते अस्माकं सफलार्थं वा अस्माकं कृते हितार्थं प्रचलितः आसं प्रचलितः आसन् परन्तु किमर्थं तत् वाक्यं प्रचलितः तद् वयं न जानीमः केवलम् अज्ञात्वा तस्य विश्वासं कुर्मः अथवा न विश्वासं कुर्मः अतः तत् अस्माकं कृते अधुना अन्धविश्वासः रूपेण आगतम् बहवः मनुष्याः अधुना केवलम् अल् तद् वाक्यम् एव वदन्ति परन्तु किमर्थं तद् वाक्यं प्रचलितः आसं किं तस्य कारणं किं करणीयं तद् न जानाति स्वयम् एव तद् अन्धविश्वासं ग्रहणं करोति पुनः अन्य कस्यापि कृते बलप्रदानं करोति तद् वाक्यम् विश्वासं करणीयम् एवं कृत्वा बलप्रदानं करोति तद् विशा तद् वाक्यं विश्वासं करोतु एतद् एतद् अस्ति एवं कृत्वा बलप्रदानं करोति एतद् सम्यक् नास्ति किमपि विषयम् अज्ञात्वा तस्य ग्रहणं न कर्तव्यम्